हरि ओम् हा आम् श्रूयते आं श्रूयते

आम् अहं अहं सम्यगस्मि अहम् मम ग्रामे अस्मि आम् अम्म उम्म् एवमेवम्

आम् आम्

आम्म आम् मा मत्कृते एतत् इदानीं वृष्टिकालः खलु तदर्त् तदर्थं किञ्चित् एतत् चणकम् एतत् आदिकम् आवश्यकमस्ति हा चणकं चणकं अस्ति चणकम् अस्ति वा उत्तमतया अस्ति कलु

आमाम् तथा गो गोधू गोधूमस्य आमाम् आम् एय् एय् ए ए एकं एकमेव एकेन पर्याप्तं भवति तथा हा पायसं कर्तुं मया तत्र गोधूमस्यापि आवश्यकमस्ति गोधूम चूर्णं भवति खलु हा तत्तु अवश्यकमस्ति तदर्थम् किञ्चित् द्वयं वा त्रयं वा अस्ति चेत् प्रेषयन्तु इति आम आमाम् हा तथा गुड गुडमपि अस्ति वा गुडमस्ति वा आम् हा आमाम् आम् तत्तू तत् आम् तत्तु समीचीनमस्ति खलु

मं मधु मधुरम् अस्ति वा किञ्चित् लवणम् अस्ति वा नास्ति नास्ति तत्तु बहु मधुरम् अस्ति चेत् किञ्चित् मिश्रणं भवति इति अहं चिन्तितम् अहं पूर्वं चिन्तितम् आसीत् एतत् मधुरम् अस्ति मधुरम् अधिकमस्ति चेत् किञ्चित् मिश्रणं भवति इति अहं पूर्वं एतत् ज्ञातं तदर्थं किञ्चित् बहु बहु मधुरम् नापेक्षितं परन्तु मधुरम् अपेक्षितमेव तत् तत्तु पायसार्थम् अधिकम् अपेक्षते खलु तदर्थम् आमामाम् आ तथैव तथैव

तत्तु तत्तू आम्म् अस्माकं सर्वदा कुर्मः तत् पायसादी इत्यादिकं कुर्मः तदर्थं पञ्च के जी इत्यादिकम् आवश्यकं भवति अस्तु तत्तु किञ्चित् न्यूनं कर्तुं शक्यते वा इति बहु धनं भवति खलु अस्तु धन्य धन्यवादा अस्तु धन्यवादा धन्यवादा धन्यवाद

आ पर्याप्तम्